हरिः ओम् आमाम् अस्ति अस्ति प्रकोष्ठद्वयम् एकं बेड्रूम् अस्ति एकं ड्रैङ्ग् रूम् अस्ति इतःपरं भगवतः गृहमपि एकमस्ति पाकशाला शौचालयः अपि समीचीनम् एकम् एकम् अस्ति एकः एकः एव शौचालयः तदेव पुनः अन् अन्तः मध्ये इण्डियन् कोमोड् अस्ति तदेव अस्ति न न के तदेव किमपि नास्ति भवान् स्वयमेव आग् आन् आनयित्वा आगच्छति न किमपि तदेव व्यवस्था नास्ति केवलम् अत्र गृहं प्राप्स्यति अन्यद् किमपि ना अष्टसहस्रम् एव वदामि शृणवन्तु बुद्धमन्दिरम् अस्ति पार्श्वे बाज़ार् इण्डिया एकं माल् अस्ति बज़ार् इण्डिया सर्वे जानन्ति तत्र पश्चात् तत्र पश्चात् आगमने पुनः साहा भेरैटी स्टोर् अन्यः एकः आपणः अस्ति साहा भेरैटी स्टोर् साहा भेरैटी स्टोर् पार्श्वे एव तदेव गृहं भवान् तत्र आगत्य पुनः दूरवाणीं करोतु अहं व्यवस्थां करिष्यामि भवान् आगत्य पुनः गृहं पश्यतु राजमार्गतः चतुर्निमेषाः एव अपेक्ष्यन्ते पार्श्वे बहुपार्श्वे एव अन्ये एके सन्ति ते अपि तत्र वदन्ति एकलव्यपरिसरे अपि कार्यं कुर्वन्ति व्याकरणविभागे किम् अस्ति ब्रह्मानन्दमिश्रमहोदयः

अस्तु चिन्ता नास्ति हा अस्तु धन्य